हरि ओम् हा पश्यतु रे अहं गतसप्ताहे एतत् एतत् दूरवाणी क्रीतवती तस्य केमेरा पश्यतु एकवारम् न न कोऽपि दुर्घटना न पश्यतु परन्तु न न महोदय कोऽपि दुर्घटना न जाता हा एतत् तु अहं न जानामि करोतु भवान् किञ्चित् तु करोतु

आम् आम् एतस्य स्क्रीन् गार्ड् अपि अहं चेञ्ज़् कर्तुम् इच्छामि इतोऽपि बेक् कवर् आं भवान् प्रदर्शयतु सुन्दरं सुन्दर् सुन्दर् सुन्दरं सुन् आं अस् अस्तु मया एक शङ्का अस्ति यदि अहम् एतत् पुनः विक्रयं कर्तुम् इच्छामि तर्हि किं ओफर् मया कृते भवति

परन्तु परन्तु भवान् परन्तु अहं गतदिवसे ए गतसप्ताहे एव क्रयणं क्रीतवती न आं भवान् यथा वदति परन्तु मया कृते एतत् तु हानि अस्ति न बहुहानि अस्ति आं दूरवाणी दूरवाणी वारन्टी पीर्येड् मध्ये अपि अस्ति तर्हि किम् अस्तु अस्तु नमश् अस् नमस्कारः नमस्कारः